अहं पूर्वं वेणुवादनं पठामि स्म तत् समये यदा अहम् उच्च स्थरे अध्ययनम् आरब्धवती तदा लघु छात्रेभ्य मया एव वेणुवादनं पाठनीयम् इति गुरुणा उपदिष्टम् मम पाठनेन मम गुरो कृते किञ्चित धनं प्राप्यते स्म येन च गुरो कृते सहायता जाता पुनश्च अहं निशुल्कं लघुछात्रेभ्य अध्यापयामि स्म इदा तथा इदानीम् अपि अहं सर्वेभ्य भगवद्गीतां पाठयामि यदा लघु लघु छात्राणाम् मृदुध्वनिं श्रुणोमि तदा महान् सन्तोषः जायते तथा स्वात्मानं धन्यं मन्ये इदमेव मम साधितं कार्यं यस्मिन् च अहं गर्वम् अनुभवामि